आम् राधाकृष्णचित्रं मम अतीव रोचते मम अस्मिन् विषये गर्वम् अस्ति राधाकृष्णयोः प्रीतिः पवित्रमयः भक्तिमयः च वर्तते तयोः प्रेमम् आदर्शमयम् अस्ति तयोः पूजनं मोक्षप्राप्तौ आयतनम् वर्तते तयोः प्रेमम् कामरहितम् वर्तते सर्वे आ आस्तिकाः तौ पूजयन्ति भक्तिं प्रकटयन्ति मम गृहे सर्वे सदस्याः मित्राणि च तयोः विषये सगौरं सगौरवम् अभिप्रायं प्रकटितवन्तः सन्ति